अहं नियतग्राहकः अस्मि सर्वदा भवतां यानेनैव इतस्ततः पर्यटामि इदानीं मम एका चीटिका प्राप्ता अस्ति कृपया श्वः यदा अहं गमिष्यामि मम कृते किञ्चित् मौल्ये न्यूनता प्राप्तुं शक्यते वा कन्सेशन् मिलति वा